सामान्यतया चित्रकला मां बहु प्रेरयति तेषु च मम इष्टा चित्रकला वार्लि इति अस्ति वार्लि तस्य नाम जैविदीयशैलिना अतिप्रसिद्धं वर्तते तत्र तत् मह्यं बहु रोचते तस्य वर्णः विषयः पुनः कथा कथनप्रावीण्यं च तत् तस्य अतिप्रसिद्धम् आकर्षकं च वर्तते सामान्यः जनः अपि वार्लि चित्रं दृष्ट्वा तेन यत् सू सूचनीयम् आसीत् तस्य अवगमनं तस्य कथा कथायाः अवगमनं तस्मै अस्ति लभ्यते अतः वार्लि अतिसरलमस्ति अतिसुन्दरम् अस्ति एषा प्राचीन आदिवासिनां चित्रकला अस्ति इति मया श्रुतमस्ति प्रायः भारतस्य महाराष्ट्रदेशे अस्य उद्भवः जातः प्राचीनकाले मृत् भित्तिकायाम् एषा चित्रकला कृतम् इति इत्यपि मया श्रुतमस्ति इदानीन्तनकाले तु पत्रे बृहत् पत्रिकायां वा अयं निर्माति अयं एषा चित्रकला चित्रकला द्रष्टुम् आस्वादितुमपि बहु सुन्दरम् अस्ति अतः वार्लि मम इष्टतमः मह्यं प्रेरणापि दत्तमस्ति